मम विद्यालये प्रथमतः प्रथमतः आरभ्य एम् ए पर्यन्तं सम्पूर्णम् अध्ययनं कर्तुं शक्यते तत्र प्रथमतः प्रथमा द्वितीया काव्यं साहित्यं तथा बि ए फ़स्ट् बि ए सेकेण्ड् बि ए तर्ड् एम् ए फ़स्ट् एम् ए सेकेण्ड् इति भेदाः वर्तन्ते तत्र प्रथमतः आरभ्य प्रथमकक्षा वर्तते द्वितीयः तृतीयः चतुर्थः इति एकं वर्गं तथा च अन्यत् बि ए बि ए अपि सेकेण्ड् बि ए तर्ड् एम् ए फ़स्ट् एम् ए तर्ड् सेकेण्ड् इति एकं वर्गम् अत्र तु चत्वारि शास्त्राणि अत्र वर्तन्ते प्रथमतः वेदाः ज्यौतिषम् अलङ्कारः व्याकरणम् इति चत्वारि शास्त्राणि अत्र

वेदाः छात्राः संस्थाः सर्वथा छात्राः तथा

वैदिकाः अपि अत्र विद्यालये बहूनि सम्यक् अस्ति अत्र तु विद्यालये सम्पूर्णम् अध्ययनं कर्तुं शक्यते तत्र ज्यौतिषस्य सम्पूर्णं तथा अलङ्कारकस्य सम्पूर्णं व्याकरणस्य सम्पूर्णं वेदासु सम्पूर्णम् अध्ययनम् अत्र शक्यते तत्र अनन्तरम् अन्यत् तथा पि हेच् डिम् अत्र अत्र तु नास्ति गन्तव्यम् अन्यत्र शास्त्रस्य एम् ए पर्यन्तं विद्वत् पर्यन्तम् अत्र सम्पूर्णम् अध्ययनं कर्तुं शक्यते अत्र अध्ययनम् अद्य विद्यालये अस्य विद्यालये अनेकानि शास्त्राणि ह अपि करोति अत्र विद्यालये अनेकानि शास्त्रार्थे स्पर्धायाम् अपि अत्र प्रचलति अत्र तु उन्नताध्ययनम् इति एम् ए पर्यन्तम् अत्रैव विद्यते अन्यत्र गन्तुं न शक्नोति अत्र सम्पूर्णम् अध्ययनम् अत्र भवति इति